हरिः ओम् महोदय नमस्ते मम नाम चिद्रूपः इति मत्कृते अन्तर्जालमाध्यमेन एका वार्ता आगता यत् मम पास्पोर्ट् कैश्चित् चोरितम् इति चोरितम् इति तद्वारा मुम्बै पोलीस् आरक्षकः तेषां द्वारा एव तेषां सकाशादेव दूरवाणी आगता यत् एवं भवतां पास्पोर्ट् चौर्यम् अभूतं तत्सर्वं हेक् सर्वम् अभूत तत् तदर्थं भवन्तः अत्र आगत्य कम्प्लैन्ट् लाड्ज् कुर्वन्तु इति एकं मेसेज् आगतम् अस्ति अहं तत्र गतवान् तत्र मुम्बैमध्ये तत्र गत्वा पृष्टवान् ते वदन्तःसन्ति अस्माभिः दूरवाणीं न कृतवन्तः इति

न भवद्भिः न क्रियते इत्युक्तौ सः स्कैप्द्वारा विडियो काल् कृत्वा मत्कृते अहं यदा अत्र बेङ्गलूर्नगरे आसं तदा सः मुम्बैद्वारा स्कैप् काल् कृतवान् अस्ति तत्र मुम्बै पोलीस् ब्याड्ज् सर्वं पृष्ठतः दृश्यमानं वर्तते सः उक्तवान् अस्ति अहम् ए डी जि पि अस्मि अहम् एतादृशम् आन्लैन् फ़्राड् यद् क्र क्रियमाणं वर्तते तस्य वयं निवारयामः इति मम पास्पोर्ट् सङ्ख्याम् उक्तवान् आधार न् सङ्ख्याम् उक्तवान् एतत् सर्वमपि उक्तवान् सः भवतां भवतां नाम्ना एव एव फ़्राड् क्रियते चेत् अस्माभिः कुत्र गत्वा पुनः कम्प्लेण्ट् लाड्ज् करणीयम् अहं न जानामि आ तस्य सङ्ख्यां तस्य सङ्ख्यां वदामि तत्तु अतीव विचित्रं हा

अहं तदेव उक्तवान् खलु अहं मुम्बैनगरं गत्वा तत्र आरक्षकस्य ठाणां गत्वा तत्रैव विचारितवान् ते वदन्तः सन्ति एतद् अस्माकं सङ्ख्या न इति ते वदन्तः सन्ति परन्तु अन्तर्जालमाध्यमेन एतादृशः काल् आगच्छत् अस्ति ते वीडियो काल् कृतवन्तः अस्माभिरेव कृतम् इति तत् मुम्ब पोलिस् आरक्षकाणामेव ए एषा स्थितिश्चेत् अस्माकं का गतिः

अस्तु महोदय अस्तु अस्तु ओके अस्तु महोदय धन्यवादः नास्ति महोदय नास्ति अन् धन्यवादः धन्यवादः